मया प्रथमं स्वीकृतं छायाचित्रम् अस्ति एकस्य पाटलपुष्पस्य पाटलपुष्पस्य उपरि एकः कीटः आसीत् उपविष्टः आसीत् तस्य छायाचित्रम् अहं स्वीकृतवती स्म तदपि अहं यदा सेकेण्ड् पी यू सी मध्ये आसम् तस्मिन् समये अहं छायाचित्रं स्वीकृतवती तदा तादृशं पर्फ़ेक्शन् नासीत् छायाचित्रस्वीकरणे परम् अहं बहुसन्तुष्टा तु आसम्